आं हरिः ओम् अस्तु किं कार्यम् आं किं जातम् आमां वदतु कुत्र अस्ति भोः आमां मया दृष्टः किं जातं वदतु किमर्थं किं जातं तत्र सम्यक् नास्ति वा अस्तु किं बहु अधिकं स्वास्थ्यं सम्यक् नास्ति वा या किञ्चिद् एव

अन्यत् अहं भवान् कुत्र गन्तुमिच्छसि अधुना न लभ्यते भो तत्रसः कोऽपि अस्ति सः न वदिष्यति तर्हि किं करोमि अहं तेन साकं वार्तां करोमि किञ्चिद् सः वदिष्यति चेदपि भवतः कृते लभ्यते अस्तु अस्तु अहं भवान् एकनिमेषः तिष्ठतु अन्यत् अहं करोमि तेन सार्धं वार्तां करोमि अन्यत् सः वदिष्यति चेत् भवतः कृते तत्र स्थानं लभ्यते अन्यत् किं जातं भवतः स्वास्थ्यं सम्यक् नास्ति वा रुग्णः अस्ति अन्यत् किमपि अस्तु आम् अहं तेन वा सार्धं वार्तां कृतं सः न वदति किं कुरुमः चेत् भवतः कृते अन्यत् सीट् लभ्यते भो न कापि चिन्ता पञ्चनिमेशः खलु खलु अस्तु पश्यामि अन्यद् भवान् इतोऽपि कुत्र गन्तुमिच्छसि वा सिट् मध्ये भवान् इतोऽपि कुत्रचित् स्थातुं शक्यते वा अन्यस्य कस्य सीट् अस्ति तत्र अस्ति सः अस्ति भोः अस्तु अहं तेन सार्धं वार्तां करोमि अन्यत् पश्यामि अस्तु आमामां भविष्यति अस्तु धन्यवादः